मम मातृभाषायां लिखितं पुस्तकं तिरुकुरल् इति अस्ति तिरुकुरल् यदि अहं पठामि बहुसम्यक् अवगच्छामि आस्वादनं करोमि आनन्दम् अनुभवामि किन्तु तिरुकुरल् अन्यभाषायां बहवः भाषायाम् अनुवादं कृतम् अस्ति आङ्गलभाषायाम् तिरुकुरल् पठामि चेत् अर्थावगमनं भवति किम् उच्यते इति ज्ञा जानामि किन्तु आस्वादनं न भवति आनन्दं न अनुभवामि किमर्थम् अत्र केवलम् अर्थं किम् उच्यते तात्पर्यम् एव ज्ञायते किन्तु भाषायाः शैली भाषायाः अत्र छन्दः अस्ति अलङ्कारः अस्ति किम् ग्रन्थकारः किं वक्तुम् इच्छति तत्सर्वं स्वस्य भाषायां मातृभाषायां लिखितं पुस्तकं मातृभाषायां पठामि चेत् एव आनन्दं भवति अन्यभाषायां पठामि चेत् एवं न भवति एतादृशं भगवद्गीता संस्कृते अस्ति मूलतः संस्कृते अस्ति अहं भगवद्गीता तमिल् भाषायां पठितवती अर्थावगमनम् अभवत् किन्तु यदि इदानीम् अहं संस्कृतेन भगवद्गीता पुस्तकं पठामि भवत् भगवद्गीतायां किम् उच्यते इति इदानीं जानामि अर्थावगमनम् अस्ति अपि च अत्रापि कः छन्दः अनुष्टुप् अस्ति इति कः छन्दः किम् तात्पर्यं कीदृशम् अस्ति सर्वम् आस्वादनं कर्तुं स्वभाषया पठामि चेत् एव आस्वादनं भवति अतः भगवद्गीता इति करोमि चेत् संस्कृतेन पठितव्यं संस्कृतेन पठा तदानीम् एव आनन्दम् अनुभवामि किमर्थं भगवद्गीता साक्षात् संस्कृते अस्ति किन्तु तिरुकुरल् तमिल् भाषायाम् अस्ति अतः तिरुकुरल् सर्वदा तमिल् भाषायामेव पठामि तमिल् भाषायाम् एव पटितुं इच्छामि तस्य तात्पर्यं सर्वम् आस्वादनं करोमि